हरि ओम् हा श्रूयते आम् आम् आम्

तत्तत् हा मम नामधेय महेन्द्र इति आम् आम् अहम् एतद् श्रिङ्गेरिविद्यालये राजीव् गान्धिपरिसरे पठितवान्

हा तदा एम् ए इत्यादिकम् अचार्यकक्षापर्यन्तं पठितम् आम् आम् आम्

आम्

अहम् अहम् अहम् इदानीं तत्र यत्र कुत्र अपि न कार्यं कृतवान् किमर्थं इत्युक्ते इदानीं कोरोन आगतं कलु तदर्थं कुत्र अपि जाब् न लब्धं तदर्थं अन्वेषणं कुर्वन् अस्मि

तत् तत् किं तस्य कृते किं किम् अवश्यकं भवति तद् इन्टर्व्यू कृते किम् अवश्यकं इति सन्दर्शनस्य

आम् प्रायः अद्य एतद् अस्म् अवकाशः नास्ति इत्युक्ते समयः नास्ति अहं तद् ग्रामे तद् कार्यं कुर्वन् अस्मि किञ्चित् संस्कृतस्य विषये तदर्थं अहम् यदा भवताम् अवकाशः अस्ति इत्युक्ते इतः पञ्चदिनपर्यन्तं अनन्तरं कर्तुं शक्यते एव अस्तु अस्तु हा हा तत्र तत्र एतद् कि किम् अस्ति तत् धनस्य अस्ति किमपि अस्ति वा मा मा मा मा किञ्चिद् अवश्यकं मास्ति तदर्थं पञ्चदशं यच्छन्ति वा यत् चिन्तनं हा हां तद् तदैव तदैव आम् न न तत्रैव तत्रैव एतद् डेमो क्लास् इत्यादिकं भवति वा तत्रैव डेमो क्लास् इत्यादिकं

आम् अस्तु अस्तु अस्तु आम् अहं तत्रैव आगत्य एतद् अस्तु अस्तु अस्तु

अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु आम् आम् राम राम्